नमस्कारः नमस्कारः

आम् असम् मध्ये अस्ति नेश्नल् पार्क् अपि अस्ति पर्वतमस्ति देवालयम् अस्ति एतानि बहु बहूनि स्थानम् अस्ति भवतः कस्मिन् स्थानं गन्तुमिच्छति आम् अस्तु एवं किं तारिखं किं तारिखम् मै मध्ये आसमः सम्यक् भवति भवतः आगच्छतु अहं भवतः सर्वं स्थानं दर्शयामि किं किम् अस्ति तत्र किं किं विषयं विशेषः किं किम् अस्ति अहं सर्वं वदामि एवं दृष्टामि भवतः किमपि भवतः किमपि चिन्ता न करोतु एवम् आगच्छतु देवालयः अस्ति कामाख्या मन्दिरम् अस्ति एवं बहूनि सन्ति उमानन्द टेम्पल् अपि अस्ति तत्र एतत् प्रकारेण बहूनि सन्ति अस्तु अहमस्मि अस्तु नमो नमः